अत्यधिकं स्क्रीन् समयस्य कारणात् बालकाः अद्यत्वे क्रीडां न क्रीडन्ति उत इति चेत् ते सर्वे जङ्गमवाण्यां कार्यनिरताः कार्यनिरताः भवन्ति ते क्रिकेट् लगोरि खो खो कब्बड्डि इत्यादि क्रीडान् जानन्ति किन्तु क्रीडीतुं न शक्यते तान् प्रेरयितुम् चलवाण्यां मातृपित्रोः न दातव्यम् ते सर्वं ते मातापितरौ ते प्रेरयितव्यं कथं तं भवान् त्वं बहिः गत्वा तत्र तव मित्रान् प्रति एवं वद ओ किं चलवाणीं त्यक्त्वा आगच्छन्तु क्रीडामः इति तेन प्रेरणं कर्तव्यम् ते प्रर्त् प्रेरणं न करोति कर्तुं न करोति चेत् ते तथैव इदानीं कथं सन्ति तथैव तेऽपि वर्तते इति मह अन्य